रामायणे मम इष्टतमं पात्रमस्ति भरतः एकत्र उक्तं श्रीरामभक्तिभरितं भरतं केकयात्मजः कैकेयी पुत्रः भरतः सः रामेण सह वनं तु न गतवान् लक्ष्मण इव किन्तु गृहे स्थित्वापि राज्यं स्वहस्तगतं राज्यमपि त्यक्तुम् ऐच्छत् तादृशी उदारता भ्रातृभक्तिः तस्मिन् वर्तन्ते भ्रातृभक्तिपरायणः लक्ष्मणः भ्रात्रा सह वनन्तु गतवान् रामेण सह तिष्ठन् सीतायाः रक्षणं वा अथवा रामेण सह राक्षसवधं वा कृतवान् तत्सर्वं ज्ञातमेव किन्तु भरतः राज्ये स्थित्वा स्वहस्तगतं राज्यं स्वीकर्तुं न इच्छत् भरतः यदा मातुलस्य गृहात् अयोध्यां प्राप्तवान् तत्र रामम् अदृष्ट्वा पृच्छति कुत्र मम भ्राता इति तत् पश्चात् रामस्य वनवासविषयं ज्ञात्वा रामं पुनरानेतुं चित्रकूटं प्रति गमिष्यति चित्रकूटं प्रति गच्छन् तत्र सुमन्त्रेण सह गच्छति तदा वदति रामस्य समीपं गत्वा साक्षात् राजा इव गन्तुं न इच्छति पद्भ्यामेव गच्छति दूरे रथं त्यक्त्वा तत्र गत्वा रामं पृच्छति पुनः प्रत्यागच्छतु इति तदा रामः पृच्छति तव राज्ये ऋषयः पण्डिताः उद्योगिनः ये कर्मकराः कर्मकरास्सन्ति तेषां सर्वेषां कृते वेतनं समये दीयते वा न वा इति राज्यस्य विषयमेव पृच्छति किन्तु भवान् कथमस्ति इति रामः न पृच्छति भरतम् आगन्तुं भरतः यदा रामं प्रत्यागन्तुं प्रक्षति तदा रामः वदति भवान् तत्रैव गच्छतु अराजकता भविष्यति रज्ञा विना राज्यं न स्थातव्यं तत्र गच्छतु तत्रैव तिष्ठतु इति तदा रामस्य पादुके नीत्वा सः गत्वा अयोध्यायाः बहिः नन्दिग्रामे राज्यं स्थापयन् तत्र सिंहसने रामस्य पादुके स्थापयित्वा ते पूजयन् रामस्य पादपीठे यत्र रामः चरणौ स्थातुं पीठं वर्तते तस्मिन् पीठे उपविष्य तत्र तः राज्यं चालयति चतुर्दशवर्षाणि यावत् तादृशं पात्रं रामयणे चित्रितं तत् मम इष्टतमं पात्रम् इति अहम् वच्मि धन्यवादः